हा हा हा भवतां कः क्रमाङ्कः सेव् अस्ति विकासः वा भवान् हा हा हा किं गतपर्याये किं भवतां क्रमाङ्कः सम्यक् आसीत् नम्बर् इत्यादिकम् एकेडेमिक् रेकार्ड् नाम सम्यक् आसीत् अस्मिन् पर्याये तु इतोऽपि किं वर्धितं भोः नाम बहुसम्यक् अध्ययनं जातं भवतां किं गृहे सम्यक् कुशलं वा

आम् आम् आम् आम् इतोऽपि कापि समस्या अस्ति अध्ययने चेत् इतोऽपि वक्तुं शक्यते किं गृहे सर्वं कुशलम् एव नाम अध्ययने क्वचित् काठिन्यमस्ति नाम विषयाः तावद् किं सम्यक्तया गृह्यन्ते स्वीक्रियन्ते

आमाम् आमाम्

आमाम् हा अवश्यम् अवश्यम् अवश्यम् नाम किम् अस्ति चतुर्वादने अहं रिक्तः अस्मि चेत् तस्मिन् विषये चर्चा कर्तुं शक्यते यदि तत्र किञ्चित् किम् अवगन्तव्यमस्ति चेत् आगत्य वयं चर्चां कृत्वा किञ्चित् विचारं कुर्मः तस्मिन् सन्दर्भे इतोऽपि कापि समस्या अस्ति चेत् सूचयितुं शक्यते आम्

आम् आं छन्दांसि आम् आम् सत्यं सत्यम् अवश्यम् अवश्यं हा अवश्यं तस्मिन् काले एव नाम चतुर्वादने सायम् उपविशामः नाम सहैव चर्चां कुर्मः तस्मिन् सन्दर्भे अपि एक एकं वारं भवद्भिः अमरकोशसन्दर्भे पृष्टमासीत् तस्मिन् सन्दर्भे अपि चर्चा नाम चर्चां कुर्मः आम् आम् आम्

आम् आं श्रुतमपि आं मया बहुश्रुतम् आम्

अवश्यम् अवश्यम् अवश्यम् कुर्मः हा हा अस्तु अस्तु अस्तु मिलामः चेत् चतुर्वादने हा हा हा अस्तु